स्थलज जलजवल्ली वृक्षवीरुत्समस्त प्रसवविजयलक्ष्म्यामूर्तये वेन्दिरेशम् इति प्राचीनश्लोकः एकः वर्तते तद्रीत्या अहं स्थलजः भवेयुः जलजः भवेयुः वल्ली वृक्षः वीरुत् समस्तं लता समस्ताः लताः वर्धयितुम् इच्छामि मुख्यतः तेषां मध्ये एकः प्रधानः अंशः किमर्थमिति चेत् यः कोऽपि सस्यः बव भवतु परन्तु तत् तत् तत् तस्मात् अहं पुष्पम् शेखरणं कृत्वा भगवद्दर्शनार्थम् उपयोक्तुम् इच्छामि तदैव प्रधानः उद्देशः